अहं अहं वस्तुतः संस्कृतभाषायां सुभाषितानि बहु इच्छामि तानि रोचन्ते तत्रापि सुभाषितेषु वचनविषये अस्माकं वाणी कथं भवेत् इत्यादि विषये बहुविध सुभाषितानि सन्ति ततः एव अहं प्रेरणां प्राप्तवती पुनः संस्कृतभाषायाम् एव लेखितुम् इच्छामि यतः सुभाषितम् न इति नाम एव संस्कृतभाषायाम् अस्ति सुभाषितानि सर्वेषामपि प्रियाः भवन्ति सर्वे अपि संस्कृतं शृत्वा मू आनन्दिताः भवन्ति मम बाल्यकाले प्रतिदिनं आकाशवाणी आकाशवाणी मध्ये अहम् एकं सुभाषितं शृणोमि स्म केयूराणि न भूषयन्ति पुरुषं आबाल्यात् शृत्वा शृत्वा तत् मम मनसि स्थितः स्थितम् अस्ति अहं यत्र कुत्रापि गच्छामि यत्र कुत्रापि पाठयामि अवश्यम् एतं श्लोकम् अहं पाठयामि एवं सुभाषितानि अस्माकं मनसि महत् प्रभावं जनयन्ति अतः अहं सुभाषितानि एव लेखितुमिच्छामि संस्कृतभाषायामेव लेखितुम् इच्छामि